भारतीय दार्शनिकपरम्परायाम् मुख्यः भवति मुख्याः पुरुषाः भवन्ति शङ्कराचार्याः कुतः इत्युक्ते यदा भारते नास्तिकदर्शनानां एव वादः प्रचलति स्म तेन सहैव गाणपत्यशैवजैनबौद्ध आगमशैवागमा इत्यादि बहवो हि सिद्धान्ताः प्रादुर्भूवन् तस्मिन् समये शङ्कराचार्याः सम्पूर्णं भारतं सम्पूर्णस्यापि भारतस्य पर्यटनं कृत्वा अद्धैतमतस्य स्थापनां ते अकार्शुः ब्रह्मसत्यम् जगन्मिथ्या इति प्रत्यपिपदन् यतोहि जैनानां बौद्धानाञ्च नास्तिकवादः तेन च सहैव गाणपत्याः शैवाः इत्यादयः हिंसामार्गे बलिदानम् इत्यादि हिंसामार्गे तेषां प्रवर्तना आसीत् परन्तु शङ्कराचार्याः तेषां सर्वेषामपि निवारणं कृत्वा सर्वस्यापि एकः एव देवः एको देवः सर्वभूतेषु गूडः इति विषयं सर्वेभ्यः प्रापितवन्तः हरिहरयोः अभेदः वर्तते न हरिः हरः इति भेदः नास्ति हरिहरयोः अभेदः वर्तते इति ते प्रतिपादितवन्तः तथैव भारतस्य एकीकरणार्थं भगवद्गीतायाः भाष्यं तत् उपनिषद् तत् तत्र यथा उच्यते प्रस्थानत्रयभाष्यम् तैः लिखितं वर्तते यत् इदानी यत् इदानीमपि बहु स्वारस्यकरं तथैव नूतन नूतन अभिप्रेरणादायकं वर्तते अतः अहं शङ्कराचार्याः एव भारतीयदार्शनिकपरम्परायां मुख्याः पुरुषाः इति भावयामि